जनाः प्राकृतिकं सम्पत् बहु उपयोज्यं उपयोगं कुर्वन्ति नदीं प्रति गच्छन्ति तत्र गच्छन्ति प्लास्टिक् पुनः सर्वं नदी मध्ये स्थापयन्ति नदी मलिनं भवति पुनः न नद्यां के प्राणी वसन्ति ते अपि तां प्रति हानिं कुर्वन्ति कुत्रापि पार्क् प्रति गच्छन्ति तत्र प्लास्टिक् पेपर् सर्वं स्थापयन्ति वातावरणं मलिनं कुर्वन्ति तथा एव जनाः गच्छन् यत्र कुत्रापि गच्छन्ति चेत् तत् मलिनं कृत्वा तद् हानि कुर्वन्ति काश्चनाः तद् मलिनं न भवितव्यम् इति तद् न स्थापयन्ति क्लीन् कुर्वन्ति स्वच्छता कृत्वा तद् वातावरणं काश्चनाः मलिनं न कृत्वा तद् यदस्ति तत् तथा एव भवितुं काश्चनाः सहकरन् सहकुर्वन्ति काश्चनाः तद् मलिनं कृत्वा हानि कृत्वा आगच्छन्ति